हरि ओम् हा वदन्तु

हा हा यानम् एवम् एवं तर्हि सद्यः काले तु वृष्टर्वर्तते महाराष्ट्रे तर्हि तस्य आरक्षणादिकं किञ्चित् कृतमस्ति वा आरक्ष तस्य हा हा तर्हि यदि बैक् यानेन आगम्यते तर्हि वृष्ट्यादिसंरक्षणार्थं किञ्चिदानीतमस्ति खलु अस्तु अस्तु एवं तर्हि भवत्याः प्रश्नान् पृच्छतु कुत्र कुत्र भवती गन्तुमिच्छति एवम् एवमेवम् अवश्यं अधुना वदाम्यहम् कथं गन्तव्यमिति तत्र मुम्बै नगरम् एवम् एवम् अस्तु तर्हि हा तत्र साङ्ग्लीनगरं समीपे भवति साङ्ग्लीनगरे रैलस्थानकं वर्तते तत्र ततः नगरं समीपे वर्तते भवती यदि बस् विषये किञ्चित् पृष्टुमिच्छति तत्र अवश्यं पृष्टुं शक्नोति बस् द्वारा भवती नगरे कुत्रचित् अथवा समीपे अपि तत्र वासव्यवस्था वर्तते अतः तत्र स्थातुं शक्नोति तत्र मूल्यमपि न्यूनं भवति तदु नागपुरे वा नागपुरं बहुदूरं वर्तते अतः यदि भवती दिने श्रान्ता दिने एव प्राप्ता तर्हि गन्तुं शक्नुयात् किन्तु तथा दूरे एव भवति इति वदामि यदि भवती बेलगावितः आगच्छन्ती अस्ति तर्हि साङ्ग्ली समीपे भवति भवत्याः कृते साङ्ग्ली अथवा सातारा तत्र यदि वासव्यवस्थायाः विषये पृच्छति तर्हि अहं भवत्याः वाट्साप् अक्कौन्ट् मध्ये प्रेषयामि अथवा भवती स्वयमपि तन्त्रद्वा ओन्लैन् भवती आरक्षितुं शक्नोति वासस्थानम् हा मुम्बैनगरे बहूनि स्थलानि सन्ति यथा गेट् वे आफ् इन्डिया इति वर्तते अनन्तरं ताज् होटेल् द्रष्टुं शक्यते तेन सहैव सङ्ग्रहालयाः सन्ति ताज् होटेल् अनन्तरं सङ्ग्रहालयाः सन्ति तत्र वस्तु सङ्ग्रहालयाः सन्ति जहांगीर् आर्ट् गेलरी इति एकं पेन्टिङ्ग् सङ्ग्रहालयः अस्ति चित्राणां सङ्ग्रहालयः वर्तते तेन सहैव जुहू बीच् जुहू सागरतटं वर्तते एवं च राजधानि स्थलं तत् अतः अत्यन्तं विशालं वर्तते भवनादिषु विशालानि वर्तन्ते अवश्यं मुम्बै मध्ये तु मार्गीयखाद्यानि बहुप्रसिद्धानि अत्र वडापाव् अत्यन्तं प्रसिद्धम् अवश्यं भुज्यताम् तेन सहैव मिसल्पाव् अपि भुज्यताम् तत्र मिसल् महाराष्ट्रे बहुत्र प्रसिद्धा वर्तते भिन्ना भिन्ना रुचिर्भवति सर्वत्र पुणे मध्ये मिसल् यदि पुणे मध्ये गम्यते तर्हि मिसल् अवश्यं भुज्यतां सातारा मिसल् तु इतोपि अन्यद्भवति कोळ्हापुर् मिसल् इतोपि अन्यद्भवति अतः यथेष्टं खादितुं कोपि क्लेशो नास्ति यथेष्टं भुज्यताम् मुम्बैनगरे हा हा यदि क्रेतुमिच्छन्ति तर्हि मुम्बैनगरे दादर् इति एकं स्थलं वर्तते दादर् मध्ये भवन्तः भवती शापिङ्ग् कर्तुं शक्नोति तत्र न्यूनमूल्ये प्राप्यते अहं पुनः यदा भवती दूरवाणीं करिष्यति मुम्बैमागत्य तदा अहं तानि स्थलानि वदामि अवश्यम् स्वागतं यथा शीघ्रमागच्छतु